गतवर्षे अहं हरिश्चन्द्रगणस्य पदत् यात्राम् आगच्छम् समुद्रतटात् चत्वारि षट् सप्त एकं पादपरिमितम् ऊर्ध्वतायां स्थितमस्ति अहं तत्र प्रातः नववादने आरब्धवान् तर्हि सायं पञ्चवादने उपरि हरिश्चन्द्रगणः उपरि आगतः सः एकः तीव्रपर्वतः आसीत् तर्हि मम कृते तद् यात्रा बहु कठिनयात्रा आसीत् परन्तु तद् अद्भुतः अनुभवः अपि आसीत् यतः अन्ते एतावत् सुन्दरं दृश्यं एतावत् सुन्दरं सूर्यास्तः च समग्रं कष्टे सार्थकं कृतवान् इति कारणात् तत् हरिश्चन्द्रगणपदयात्रां बहु सम्यक् जाता अस्ति